अहं पूर्वं नृत्यसम्बन्धिनम् एकं यूट्यूब् चेनल् पश्यति टि वि शो अपि पश्यति फ़्लवर् मळविन् मनोरमा इति माध्यमे एकं प्रश्नं कार्यक्रममस्ति तत् अत्युतमं भवति तत् सिनेमा अथवा आधुनिक सह नृत्यमधिकृत्य एव तस्य प्रकटनं किन्तु एकं नृत्यरूपं क्लासिकल् अतः शा एदावत् शास्त्रीयनृत्यमधिकृत्य नृत्यसम्बन्धिनमेकं यूट्यूब् चेनल् अत्र मम प्रिय चानेल् पद्मा शालिनी इति नाम्ना प्रसिद्धः एकं नर्तकी अस्ति सा अति सम्यक् रीत्या नृत्तं करोमि इति ते तस्याः नृत्यं सः शास्त्रीयनृत्तमपि करोति पुनः अस्माकं देशे रा केरळे प्रचलितमानम् अनेकानि मलयाळशास्त्रीय अथवा सिनेम् चलचित्र गानान् स्वीकृत्य तस्य अपि नृत्तं करोमि अत्युत्तमरीत्या तस्याः मुखभावः अपि बहु सम्यक् रीत्या प्रदर्शितवती इति बहु सम्यक् कार्यं भवति सा पुनः एकं कार्यं कुर्वन्ति कलालये अपि सः बहु सम्यक् रीत्या नृत्तं करोमि सः नृत्तं पठ अपि अन्येषां अन्येषां छात्राणां कृते नृश् नृत्तं पठनम् अपि करोति इति बहु सम्यक् कार्यं भवति अतः पद्माशालिनीति यूट्यूब् चेनेल् एव मम प्रिय यूट्यूब् चेनेल् अनन्तरम् अनेकानि डिफ़ो डान्स् इत्यादयः अनेकानि नृत्त पा नृत्त कलापरि कलाकार्यक्रमाः दूर दूरदर्शने अपि प्रचलति तत् अपि अहं द्रष्टुं